हेलो भवतां ऊबर् अस्ति इदानीं गान्धिनगरं स्टेसन् गन्तव्यमस्ति अतः भवान् आगच्छेत् आगतं किल न दृश्यते द्वारे अहं तु द्वारे स्थिता अस्मि हा तदेव मदीयं भवनं अत्रैव अस्ति अस्तु अस्तु अस्तु आगच्छामि एषा आगच्छामि भवतां यानं समीचीनमस्ति स्वच्छम् अस्ति हा एवं यथासमयम् आगन्तव्यं यतोहि मदीयं यानं यथासमयं गच्छति

धन्यवादः